प्रणामः संस्कृतभाषायाः उन्नयने संरक्षणे च किं कर्तुं शक्नुमः इति विषयः तत्र प्रथमतया अहं चिन्तयामि सर्वविद्यालयेषु यत्र अहम् अष्टमः वा नवमकक्ष्यातः पठितः तत्र संस्कृतं न आसीत् तादृशं भारते सर्वत्र विद्यालयेषु संस्कृताध्यापकः अस्ति चेद् ये पठितुम् इच्छन्ति तेभ्यः एकः अवसरः प्राप्नुवन्ति अथवा तदर्थं कः धनं शुल्कं ददाति इत्येव केन्द्रसर्वकाराः वा कोऽपि धनं ददाति शुल्कं ददाति चेत् सर्वविद्यालयेषु अन् अनन्दं कलालयेषु अपि इदानीं प्लस् टु मध्ये डिग्रि मध्ये अपि ये कोऽपि संस्कृतं द्वितीयभाषां स्वीकर्तुम् इच्छन्ति तेभ्यः अवसरः भवति चेद् उत्तमम् अतः भारते सर्वविद्यालयेषु कलालयेषु संस्कृतस्य अध्यापकः अस्ति चेद् उत्तमं ये पठितुमिच्छन्ति ते पठितुम् एकः अवसरः भवति अनन्तरं द्वितीयकार्यं ये विद्यालयेषु पठितुं न शक्तवन्तः तेभ्यः आश्रमेषु वा मन्दिरेषु सः सप्ताहे वा तादृशं सुभाषितसंस्कृतं वा गीतसंस्कृतं तादृशं श्लोकानां पाठनमस्ति तदपि सप्ताहे वा तादृशं कर्तुं शक्नुवन्ति तदर्थमपि तेषां जीवनांशं सर्वकारः वा कोऽपि ददाति चेत् तदपि प्रतिचलति इति चिन्तयामि धन्यवादः